नूतनव्यापारस्य आरम्भे यद्व्यापारं कुर्मः तत् सर्वैः अपेक्षितं वा सर्वे क्रीणन्ति वा सर्वे तत् उपयोगं कुर्वन्ति वा इति सावधानत्वम् अपेक्षितम् तत् प्रथमं कर्तव्यं यः आरम्भं करोति तेन नूतनव्यापारस्य आरम्भार्थं महद्धनम् अपेक्षितमिति सर्वत्र नास्ति केषाञ्चन व्यापाराणां तत्र अपेक्षितं भविष्यति केषाञ्चन तावद्धनम् अपेक्षितं नास्ति यत् अस्माकं समीपे अस्ति सहस्रं वा द्विसहस्रं वा अयूतं वा द्वि अयूतं वा तेनैव कर्तुं शक्यते केषाञ्चन व्यापाराणां लक्षाधिकं दशलक्षाधिकं अर्बुदं न्यर्बुदं तथा अपेक्षितं भवितुम् अर्हति